सिद्धशास्त्रपद्धतिः एषा पद्धतिः शिवः वंशद्वारा एतस्याः उत्पत्तिः अभवत् महान् ऋषिः अगस्तिः एतस्य चिकित्सापद्धत्याः त्याः जनकः अल्पसमयेषु पुरातनव्याधयः दूरं गच्छन्ति सिद्धसाहित्यं तामिलभाषायाम् अस्ति स्वास्थ्यकेन्द्रिता एषा पद्धतिः आयुर्वेदः रोगकेन्द्रितः अस्ति कायकल्पं कुर्वन्ति एषा पद्धतिः नैकानाम् असाध्यरोगाणाम् उपचारान् करोति सिद्ध औषधीनां प्रकारत्रयम् स्थावरम् जाङ्गमम् खनिजः स्थावरः इति हर्बल् जडिबूटि इत्यादि जाङ्गमम् इति प्राणिनां पदार्थः खनिजः इत्युक्ते औषधानि तत् पारदे सिद्धं क्रियन्ते शरीरस्य सप्त अङ्गानि मत्वा चिकित्सा भवति योगप्राणायामादि उपचाराः अपि भवन्ति एतेन पूर्वरूपेण व्याधिमुक्तं भूत्वा निरामयं जीवनं दीर्घायुः प्राप्तुं शक्नुमः इति कथ्यते